अहं किञ्चित् समयपूर्वं भोजनार्थं एकम् आर्डर् स्थापितवान् तत्र रेसिप्ट् अहं कार्यालये रियम्बर्स्मेण्ट् कृते अवश्यकम् अस्ति तत् कारणात् रेस्टरेण्ट् भोजनालयस्य वेब्सैट् मध्ये आप् मध्ये आर्डर् हिस्टरि गत्वा आर्डर् क्लिक् कृत्वा कापि डौन्लोड् करोमि